सद्यः अन्तर्जालद्वारा क्रीडायाः कल्पना बहुधा छात्रेभ्यः बहुक्लिष्टरूपेण संस्थिता वर्तते किमर्थं नाम छात्राः दैहिकमानसिकम् आध्यात्मिके स्थाने योग्यरूपेण सर्वतोमुखम् अभिवृद्धिं सम्प्राप्य जीवनं यापयेयुः इति अस्माकं भारतीयचिन्तनधारा वर्तते परन्तु तस्यां चिन्तनधारायां क्रीडार्थमपि कश्चन कालः अस्माभिः अस्माकं पूर्वजाः संस्थापितवन्तः सन्ति तत्र अद्यत्वे बालाः गृहे एव विद्यमानाः तद्विषये अन्तर्जाले क्रीडाविषये बहुधा चिन्त्यमानाः क्रौर्यम् अभिवर्धयन्तः भवन्ति तेषां तु चिन्तनं बहु क्रूरयुक्तं भवति यस्मिन् वयसि बालाः आनन्दरूपेण तेषां माता पिता पितामहः मातामहः मातामहः अग्रजा अनुजा इत्यादीन् सर्वान् संलक्ष्य तेषां गुणानां स्वीकरणं कृत्वा स्वजीवनस्य परिवर्जनं परिवर्तनार्थं किञ्चित् चिन्तनं कृत्वा अथवा व्यवहृत्य यथा जीवनं यापयेयुः तादृशरूपेण तत्र तेषाम् अभिवर्धनं न वर्तते यथा यथा क्रीडाविषये तेषाम् आसक्तिः वर्तते तथा तथा छात्राः अग्रे रूपेण उन्नतरूपेण अथवा योग्यरूपेण व्यवहारं कुर्वन्तः सन्ति इति चिन्तायतुं शक्नुमः परन्तु तत्र अन्तर्जालीयक्रीडाविषये अहं किञ्चित् वक्तुकामः अस्मि विविदरीत्या चिन्तनम् अथवा विविदरीत्या क्रीडाविषयकाः तत्र सः भवन्ति अन्तर्जाले किञ्चित् दौर्ष्ट्यमपि तदे प्रदर्शयन्ति अथवा क्रुरत्वमपि तत्र अभिवर्धनं भवति कदाचित् तेषां विषये तु तेषां मनसि चौर्यगुणः क्रोधगुणः इत्यादयः अपि तत्र जागृताः भवन्ति मानसिकं यत्र अभिवर्धनं भवेत् तत्र विनष्टं भवति दैहिकं किं दैहिकं वक्तुं शक्यते सर्वदा अन्तर्जालीयव्यवस्थायां ये भवन्ति तेषां कृते उदरसमस्या कटिसमस्या इत्यादिकं सामान्यरूपेण भवन्ति परन्तु इदानीं अद्यत्वे लघु छात्राः अथवा लघु बालकाः अपि तादृशीं समस्याम् अनुभवन्तस्सन्ति तत्रैव समस्या वर्तते खलु एवं यदा स् बालाः बहिर्गत्वा न पठन्ति अथवा न अन्येभ्यः छात्रेभ्यः संयुक्ताः भूत्वा व्यवहरन्ति तादानीं तेषां सर्वतोमुखी अभिवृद्धिः इति वक्तुं न शक्यते भोः तादृशरूपेण अभिवर्धनमपि न भवति एवं व्याधयः एव तत्र भवन्ति निश्चयेन निश्चयेन तत्र व्याधयः एव भवन्ति भो धन्यवादः